अस्माकं ग्रामे बहु अन्धविश्वासिनः सन्ति तत्र अधुना एकम् एकः मार्जालः यदि अस्माकं यदि वयं गच्छन्तः भवामः तदा एकं मार्जालः मध्येमार्गे आगच्छति तद् अस्माभिः अपशकुनम् इति मन्यते इदं सम्यक् वा असम्यक् वा तत् ज्ञातुं किञ्चित् कष्टम् अस्ति सर्वदा सम्यक् एव भ असम्यक् एव भवति इति नास्ति अस् सम्यक् अपि भवति कदाचित् अनन्तरम् यदि अस्माभिः किमपि नूतनं कार्यं कर्तुं गच्छामः वयम् तदा रिक्तकुम्भं ये केऽपि आनयन्ति चेत् तत् अप अपशकुनम् इति वयं वदामः अनन्तरं यदि शवं नयन्तः भवन्ति तर्हि वयं तत्र गच्छामश्चेत् तत् उत्तमम् इति केचन वदन्ति एवं एवं प्रकारेण बहु अन्धविश्वासाः सन्ति तत्र विश्वासः

बुहु उच्चैः आक्रोषम् आक्रोषं कुर्वन्ति चेत् तत्र भूताः भवन्ति इति बहु अन्धविश्वासः अस्ति अनन्तरम् एवम् एव बहु अन्धविश्वासं ग्रामीणाः कुर्वन्ति